ग्राम्यक्षेत्रतः नगराणां क्रीडाः किञ्चित् अधिकं सङ्घटितं भवति तत्र नगरेषु इतोपि किञ्चित् स्पर्धावत् चलति तत्र क्रीडायाः आधारभूताः सामग्रीं अपि तत्र भवति परन्तु ग्रां ग्रामक्षेत्रे क्रीडाः तद्वत् सामग्रिसन्तुष्टं न भविष्यति ते यत् लभ्यते तदुपयुज्य क्रीडा क्रीडन्ति तदेव मुख्यः भेदः इतोपि यथा उदाहरणार्थं क्रिकेट् क्रीडा ग्रामक्षेत्रे ते कुत्रापि एकस्मिन् क्षेत्रे क्रीडन्ति परन्तु नगरे तु नगरेषु ते तन्निमित्तम् एकं क्षेत्रं सज्जीकृत्य तत्र आवश्यकं आधारभूताः विकासाः अपि कर्तुं क्रीडन्ति